मूल्याङ्कानाम् मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहेषु प्रथमम् अहं मूल्याङ्कानां सङ्ग्रहीतम् इदानीं मूल्याङ्कानां मौल्यम् अस्ति मूल्याङ्कानां सङ्ग्रहं मूल्याङ्कानां सङ्ग्रहम् एकम् उत्तमम् उत्तमकार्यम् अस्ति बाल्ये काले बाल्यकाले प्रथमद्वितीयकक्षामध्ये मूल्याङ्कानां कलक्षन् इति विषयम् अस्ति तत् तेन कारणेन तेन कारणेन चित् छात्राणां मध्ये देट् तत् एकं काम्पिटिशन् रूपेण प्रचलन्ति तदेकं काम्पिटेशन् रूपेण प्रचलन्ति च प्रचलन्ति छात्राणां दे छात्राणाम् अति उत्साहेन अति सन्तोषेण पुरातनकालस्य न्यूस् पेपर् कट्टिङ्ग् कृत्वा पुरातनकालस्य अनेकानि पुस्तकानि स्वीकृत्य अनेकानि पत्राणि स्वीकृत्य स्टेम्प्स् कळक्षन् इति कर्तुं स्टाम्प् कलेक्षन् कर्तुम् अतीव अतीव आह्लादः अतीव उत्साहः भवन्ति पुरातन पुरातनकालस्य उपनेत्रं पुरातनकाले रा राजस्य उपनेत्रं तेषां किरीटाः इति बहु इति बहु अति बहु इति डिफ़्रेन्स् अस्ति अद्यतनकाले पुरातनकाले यदि अधिकं डिफ़्रेन्स् अस्ति उपनेत्रं पुरातनकाले उपनेत्रम् अद्यतनकाले अद्यतनकाले उपनेत्रं ग्लास् मध्ये अस्ति किन्तु पुरातनकाले तत् तेन रूपेण नास्ति किरीटमपि तु किरीटमपि पुरातनकाले राजाः शिरोमध्ये किरीटं किरीटम् अस्ति अद्यतनकाले छात्राणां युवकाः शिरशि क्याप् अस्ति अस्माकं विषयं भवति मूल्याङ्कानां सङ्ग्रहं मूल्याङ्कानां सङ्ग्रहम् मूल्याङ्कानां सङ्ग्रहम् इति अद्यतनकाले अद्यतनकाले एकं पुरातनवस्तूरूपेण मूल्याङ्कानां सङ्ग्रहं मुद्राणाम् इति इत्यादीनि कार्याणि एकं मोणुमेण्ट् हिस्टोरिकल् मोणुमेण्ट् इति रूपेण तत् अपि प्रचलन्ति